वस्तुतः वेदाध्ययनं प्रारम्भे तत्र उपनीतवटवः केवलं वेदाध्ययनमेव कुर्वन्ति

शिक्षा व्याकरणं छन्दः निरुक्तं ज्यौतिषं तथा कल्पश्चेति षडाङ्गानि वेदाद् वेदस्य अङ्गानि एतेषु अङ्गेषु कानिचन अङ्गानि पठ्यन्ते तदनन्तरं बालकश्चेत् केवलं वेदाध्ययनमेव करोति यतः तस्य धारणशक्ति विद्यते अतः तदेकं वेदाध्ययनं करोति तत्र वेदाद् स्वाध्यायो अध्येतव्यः इति वर्तते केचन शुक्लयजुर्वेदं पठन्ति अधिकत अधिकाधिकतया कृष्णयजुर्वेदः एव प्रसिद्धः लोके तत्र आन्ध्रप्रदेशे तमिळ्नाडुप्रदेशे च तत्र अदिकादिकतया वेदाध्ययनं तत्र प्रवर्तते अत्र कर्नाटके वेदाध्ययनं किञ्चित् न्यूनमेव अत्र वेदाध्ययनं नाम पूजादीनां कृते यः वेदभागः आवश्यकः आवश्यकभागः सः एव अत्र पठ्यते अत्र समग्रवेदाध्ययनं तत्र जटादीनां घन घनान्तपर्यन्तम् अध्ययनम् अतीव न्यूनं तत्र तमिळुनाड् प्रदेशे च आन्ध्रेच घनान्तपाठिनः वर्तन्ते परन्तु ते शास्त्रं न पठन्ति अत्र कर्नाटके शास्त्राध्ययनम् अधिकं वर्तते ज्योतिष्यशास्त्रं तत्र शिक्षा कल्प शिक्षा व्याकरणं व्याकरणस्य अध्ययनम् अतः व्याकरणशास्त्रम् अत्यधिकतया अत्र पठन्ति शास्त्राध्ययनरताः एवं वेद वेदवेदान्तमपि पट पठन्ति वेदान्तशास्त्रमपि अधिकतया पठन्ति वेदाध्ययनविषये अत्र तावत् प्राधान्यं नास्ति यथा आन्ध्रे तमिळ्नाडुप्रदेशे च यथा वर्तते तथा नास्ति अस्मिन् कर्नाटके अङ्गानि नाम एतदेव व्याकरणं ज्योतिषञ्च एतयोरेव विशेषतया अध्ययनं कल्पादीनाम् अध्ययनं नास्ति वेदाङ्गेषु अपि षट्सु अङ्गेषु व्याकरणस्य अध्ययनम् एव अधिकाधिकतया शास्त्राध्ययनं क्रियते ज्ञ्योतिष्यमपि पठन्ति